एकं पुस्तकमस्ति वेदप्रार्थना इति तस्य लेखकः आ आचार्यज्ञानेश्वराचार्याः सन्ति पुनः तत्र तस्मिन् पुस्तके मन्त्राणां व्याख्या अस्ति अन्यत् तान् मन्त्रान् अहं यदा पठामि तेषां भावार्थं यदा पठामि तदा अहम् एवम् अनुभवामि यत् ईश्वरः मम समीपे एव अस्ति पुनः तं तस्मिन् पुस्तके एतदस्य यत् सुकर्म कर्तव्यं पुनः तेषां फलमवश्यमेव प्राप्स्यति यत् कर्म भवति करिष्यति तत् तस्य फलम् अवश्यमेव भोक्तव्यं भविष्यति